वैदिकव्याकरणस्य अध्येयाः ग्रन्थाः निरुक्ताः ग्रन्थाः इति भवन्ति निरुक्तं निरुक्तग्रन्थस्य विषये तु अहं सम्यक् न जानामि किन्तु पाणिनिमुनिना कृते अष्टाध्यायीमध्ये तु वैदिकप्रयोगः वैदिकप्रयोगस्य विषये सर्वं सर्वाणि सूत्राणि भवन्ति एव अतः पाणिनिः पाणिनीयव्याकरणे तु वैदिकप्रयोगम् लौकिकप्रयोगं द्वयोरपि द्वयोः द्वयोरपि सम्बन्धस्य सूत्राणि भवन्ति अतः लौकिकव्याकरणात् तत् किं भिन्नम् इति चेत् वैदिकः वैदिकः प्रयोगे तु ब् स् कानि शब्दानि सन्ति यानि शब्दानि सन्ति तेषां विषये व्युत्पत्तिः भिन्नं भवति आर्षः आर्षप्रयोगः अपि भवति तत्र वैदिकः वैदिकः प्रयोगाणांमध्ये अतः वैदिकः शब्दस्य व्युत्पत्तिः किं किञ्चित् तत्र किञ्चित् अद् अधिकः क्लेशः भवति किन्तु अष्टाध्यायीमध्ये वैदिकप्रयोगस्य लौकिकप्रयोगस्य च सूत्राणि सम्यक् पूर्णतया दीयते पाणिनिमुनिना अतः अष्टाध्यायीमध्ये सर्वं व्याकरणस्य सर्वं ज्ञानं भवति इति अहं चिन्तयामि

अस्ति इत्यपि चिन्तयामि निरुक्तग्रन्थे